भोः चालकः चालक भवान् मुखत्राणं धरतु वाहनचालने चालकस्य पात्रं प्रमुखं वर्तते भवान् सर्वदा जागरूकतया वाहनं चालयितुं समर्थः भवेत् परं साङ्क्रमिकरोगाणां व्याप्तत्वे भवान् अवश्यं मुखत्राणं धारयतु यदि त्वं सर्वकारस्य आदेशं न पालयति तदा अहं भवतः विषये दोषारोपं करोमि